अहं कस्मिँश्चित् चारणसमूहे तु न भवामि किन्तु मम इच्छा वर्तते यदि समूहः भवति चेत् एकः विशिष्टः आनन्दः भवति किन्तु स्वयं यदि एकाकी गच्छामि चेत् तत्रापि एकः विशिष्टः आनन्दः वर्तते मम अग्रे चारणानि कर्तव्यानि इति निश्चितानि मया मम प्रदेशे यत्र यत्र अहं गन्तुं शक्नोमि तत्र सर्वत्र चारणङ्कृतम् नद्यां वा पर्वते वा अस्माकं विश्वविद्यालयतः समीपे एव एकं शिखरमस्ति तत्र वयं सर्वे मिलित्वा गतवन्तः तत्र एकवारं समूहेन चारणं कृतम् किन्तु अन्यत्र सर्वत्र एकाकी एव कृतवान् भारते सह्याद्री इति पर्वतमाला वर्तते तत्र बहुत्र बहु सुन्दरदृश्यानि सन्ति वर्षा ऋतोः अन्तकाले यदि तत्र गमनं भवति चेत् आनन्दः द्विगुणितः त्रिगुणितः भवति तत्र तदपि मया भविष्ये गन्तव्यमिति मया चिन्तितं वर्तते सर्वैः ज्ञातमेव तत्र भारतस्य उत्तरे उत्तरे उत्तरे कैलासपर्वतः वर्तते यत्र भगवतः महादेवस्य वासः तत्र हिमालयः रेञ्ज् वर्तते हिमालयः इति एका पर्वतमाला मौण्ट् एवेरेस्ट् इत्यपि अस्ति तत्र बर्फ़ाच्छादितहिमाः वर्तन्ते तेषु क्वचिदपि यत्र सरलतया गन्तुं शक्यते तत्र आदौ गमने मम विचारः वर्तते यदि सरलतया मया प्रथमः प्रथमचारणं कर्तुं शक्यते चेत् अनन्तरम् तस्मात् ज्येष्ठतरं वा बृहत्तमम् शिखरं स्वीकृत्य तत्रापि चारणार्थम् अहं गन्तुम् इच्छामि